मम प्रदेशे तावत् त्रीणि सर्वकारीयाः चिकित्सालयाः वर्तन्ते तत्र जनाः औषधम् इत्यादिकं स्वीकुर्वन्ति अथापि तत्र एवं समस्याः भवन्ति वैद्याः तावत् काले नैव आगच्छन्ति न तावता वैद्याः यदि आगच्छन्ति तर्हि धनं पृच्छन्ति धनं पृच्छन्ति इति कारणतः ये जनाः आगच्छन्ति तत्र ते धनं दातुं न इच्छन्ति वस्तुतः सर्वकारीयव्यवस्था नाम तत्र निश्शुल्कं तैः कार्यं कर्तव्यं भवति किन्तु इमं धनं पृच्छन्ति धनं पृष्ट्वापि समीचीनतया औषधं न यच्छन्ति पुनः वदन्तु औषधं नैव आगतम् अस्ति भवन्तः बहिः गत्वा स्वीकुर्वन्तु इति वदन्ति वैद्याः तावत् सम्यक् कार्यं कुर्वन्ति किन्तु तत्र ये कर्मकराः भवन्ति ते सम्यक् व्यवहारं न कुर्वन्ति यतः ते धनस्य पृष्ठे धावन्ति यः तेषां कृते धनं यच्छति तस्य व्यवस्था सम्यक् कुर्वन्ति यश्च धनं न यच्छति तस्य व्यवस्था नैव कुर्वन्ति इमे कर्मकराः अतः वैद्याः वैद्याः यदि सूचयन्ति ओ अयम् एतादृशः अस्ति अतः सम्यक् व्यवस्थां कुर्वन्तु इति तर्हि व्यवस्थां कुर्वन्ति अतः एवम् औषधं सम्यक् न यच्छन्ति धनं पृच्छन्तीति क्लेशः पुनश्च काले वैद्याः नैव आगच्छन्ति इति कारणतः जनाः अत्यन्तम् प्रतीक्षमाणाः भवन्ति इति एवं समस्याः वर्तन्ते न केवलं एतावत् किन्तु जनाः यदि आगत्य उपविष्टाः भवन्ति तेषां कार्यमस्ति चेत् ते वैद्याः कर्मकराः सर्वे एकत्र अन्यत्र गच्छन्ति इति एवं रूपेण समस्याः वर्तन्ते अत्र